कूपात् जलं हस्ताभ्यामपि पात्रद्वारा अस्माभिः प्राप्यते किन्तु इदानीं विद्युत् उपकरणस्य उपयोगः क्रियते तद् केवलं कृषिक्षेत्रे नास्माकं गृहे अपि एतद् मोटर् यन्त्रद्वारापि एतद् जलं कूपात् बहिः निष्कास्यते